अस्माकं प्रदेशे स्थानव्यवस्था मध्यस्तरे वर्तते यतः स्थानव्यवस्था बहुविधरूपेण रूपे बहुविधेन वर्तते कथं नाम बस् व्यवस्था ट्रैन् व्यवस्था इत्यादि ओला व्यवस्था इत्यादि वर्तते तत्र सर्वेषु प्रसिद्धतया बस् व्यवस्था चलति बस् व्यवस्थायां सद्यः धनव्ययः ध्य धनम् अधिकं छार्ज् वर्तते यतः एलक्षन् निकटे वर्तते पुनश्च गमनागमनवेलायां सर्वे बस् व्यवस्थाम् एव उपयोगः उपयोगं कुर्वन्ति एवञ्च ट्रैन् व्यवस्था अपि सम्यक् वर्तते कुतः नाम ट्रैन् व्यवस्थायां समीचीना स्वच्छता फ़ेसिलिटि सर्वं वर्तते पुनश्च ट्रैन् व्यवस्थायां जन्रल् स्लीपर् इत्यादिस्तरभेदः स्तरभेदाः वर्तन्ते तदपि पूर्वमेव रिसर्वेशन् कर्तुं शक्यते तत्करणेन उपयोगं कृत्वा प्रयाणं कर्तुं शक्यते एवञ्च गमनव्यवस्थायां यानं व्यवस्थायां यदि किमपि एमर्जेन्सी भवति चेत् तस्य फ़श्टेड् किट् इत्यादि सर्वम् उपलभ्यन्ते एवं च नूतनतया बा बस् व्यवस्थायां स्लीपर् बस्सेस् इत्यादि सर्वं समीचीनतया कृतं वर्तते ट्रैन् व्यवस्थायां तु जन्रल् सीनियर् सिटिजन् इत्यादि इत्यादि भेदेन यदि वृद्धाः इत्यादयः सन्ति चेत् तेभ्यः सा तेभ्यः लोयर् सीट् दातव्यं दा दातव्यम् इत्यादि स्वीकुर्वन्ति एवञ्च गमनागमने जनाः अपि सहकुर्वन्ति